यदि अवसरः दत्तः तर्हि अहं भारतस्य तथा च मम राज्यस्य कलाशैलीम् अहम् अन्येभ्यः देशेभ्यः दर्शयितुम् इच्छाम्येव किमर्थमिति चेत् मम भारतं विविधैः गुणैः सम्पन्नं राष्ट्रम् अस्ति काश्मीरतः कन्यावकुमारीपर्यन्तं यानि यानि राज्यानि सन्ति तानि सः सर्वाणि बहुभिः गुणैः गुणैः सह सम्पन्नम् अस्ति तत्र प्रत्येकस्य राज्यस्य कलाशैली भिन्ना भिन्ना वर्तते अतः भारतस्य सौष्ठवं सौन्दर्यञ्च प्रदर्शयितुम् अहम् अहं तद् दर्शयामि एव तथा मम राज्यस्यापि कलाशैली भिन्ना वर्तते ता सा अपि दर्शयितुम् अहम् इच्छामि एव तथा च तद्दर्शनेन मम राष्ट्रस्य मम राज्यस्य च उन्नतिः भवति अतः तथा च उन्नतिः भवति तथा कीर्तिम् अपि वर्धयति अतः अहम् अन्येभ्यः देशेभ्यः मम राज्यस्य मम भारतस्य कलाशैलीं दर्शयामि एव